नमस्ते मया केङ्गेरी सुनकल् पाल्या इति अस्ति सुनकल् पाल्या एस् एस् एलीसातः गिरिनगर् अक्षरं गन्तव्यं समीपस्थः आटो वा क्याब् वा लभ्यते वा इति द्रष्टव्यं मया